नमो नमः तस्याः नाम किं तस्याः नाम किं तर्हि ओ श्रुतिका तर्हि बालिका सम्यक् अस्ति हा तर्हि तस्याः रुचिः एकवारं मम शृणोतु तस्याः रुचिः अध्ययने रुचिः बहु न्यूनमस्ति हा प्रथमसत्रे प्रथमसत्रे तस्याः गुणुरु अध्ययनस्य वृद्धिः बहु न्यूना अस्ति तर्हि अध्ययनम् आं तर्हि तर्हि सा कक्ष्यायां ध्यानं न ददाति तर्हि अस्तु तर्हि कक्षा कक्षानन्तरं कापि कक्षा खा लो

अस्तु चिन्ता मास्तु अहं प्रयत्नं करोमि तर्हि अहं प्रयत्नं करोमि तर्हि भवानपि एकवारं करोतु गृहे तस्य प्रतिदिनम् अध्ययनं तस्याः प्रतिदिनम् अध्यनं करोतु भवति भवति भवति हा प्रयत्नं हा हा वदतु वदतु हा अस्ति अस्ति अस्ति अस्ति

कक्ष्यामध्ये सा ध्यानं न ददाति तस्याः ध्यानं नास्ति हा अत्र तत्र अटनं करोति हा तर्हि अहम् एकं तस्याः एकवारं प्रक्ष्यामि तर्हि भवान् हा अग्रिमे सा अग्रिमे सर्ति आं सत्रे अहम् अज सम्यक्तया प्रयत्नं करोमि तस्याः अध्ययनस्य गुणवृद्धिः सम्यक् भवेत् हा तर्हि भवानपि एकवारं प् प्रयत्नं करोतु हा खास्गिक ख् खास्गि कक्षायां मा खाज़ि कक्षा कक्षा कक्ष्यायाम् उपयोगः नास्ति किमपि अस्माकं मां महाविद्यालये बहु सम्यक् शिक्षकाः अस्ति ध्यानशिक्षकः अस्ति तर्हि अस्तु तर्हि एकवारम् आगच्छतु